आम् अहं ध्यानं प्राणायामम् च करोमि तयोः योगाभ्यासे महत्त्वपूर्णं स्थानं वर्तते ध्यानप्राणायामाभ्यां मनसः बुद्धेः श्वासक्रियायाः च नियन्त्रणस्य अभ्यासः भवति यश्च सुखदुःखादि सर्वविधासु अवस्थासु धैर्यं ददाति उद्वेगादिषु नूतनं दृष्टिपथं दर्शयति अस्माकम् अवधानशक्तिञ्च वर्धयति अस्माकं सृजनात्मकतां सहिष्णुतां क्षान्तिम् च वर्धयति योगाभ्यासे आसनादिकरणं केवलं स्वल्पः भागः क्लिष्ट आसनकरणवेलायाम् अपि श्वासस्य उपरि दृष्टिं केन्दिकृत्य ध्यानकरणेन अस्माकं जीवने सङ्कटादिषु मनोधैर्यं लभ्यते अतः सर्वैः अपि ध्यानं प्राणायामम् च करणीयम्